प्रायः अस्माकं देशस्य ग्रामीणप्रदेशजनाः अत्यन्तं मुग्धाः वर्तन्ते सर्वमपि सत्यम् इत्येव ते अवगच्छन्ति इदानीम् अहम् उजिरे इत्यत्र कार्यं करोमि अध्यापकः अस्मि छात्रान् बोधयामि मम छात्राः न केवलं उदरे उजिरेप्रदेशीयाः ते अस्माकं राज्यस्य भिन्नभिन्नस्थलेभ्यः अत्र आगत्य पठन्ति केचन छात्राः अन्यस्माद् राज्यादपि आगच्छन्ति तान् अहं पाठयामि कदाचित् द्वित्रवारं मम प्रदेशं विहाय अहं अन्यत्र सञ्चारं कृतवान् तादृशसञ्चारकाले कोपि मम छात्रः तत्रत्यः अस्ति चेत् सः कथयति एषः अस्माकम् अध्यापकः अस्मान् बोधितवान् उजिरेमहाविद्यालयस्य अध्यापकः इति कथयन्ति तदा तत्रत्याः जनाः तत्र सम्मिलिताः जनाः ये वर्तन्ते प्रायः से ते सर्वेपि ओ उजिरेमहाविद्यालयस्य अध्यापकः संस्कृत अध्यापकः इत्युक्ते एषः संस्कृतं सर्वं जानाति इति ते विश्वसन्ति वस्तुतः तथा न अहं तु न अध्यापकः छात्रः एव इत्युक्ते अद्यापि संस्कृतम् अभ्यस्यामि संस्कृते प्रभुत्वं साधयितुं प्रयते अतः अहं सर्वं न जाने संस्कृतं सर्वं न जानामि किञ्चिदेव जानामि परन्तु ते तथा न ते एषः सर्वं जानाति इति ममोपरि अन्धविश्वासं प्रकटीकुर्वन्ति एवमेव एन्सिसि मध्येपि महाविद्यालयस्य अध्यापकः इत्युक्ते प्रायः ते सर्वेपि तथैव चिन्तयन्ति यत् महाविद्यालयस्य अध्यापकाः सर्वज्ञाः इत्येव तादृशः अन्धविश्वासः कुत्रचित् मया दृष्टः